वाल्मीकीरामायणं पठितुं सामान्यतया सामान्यतः मम चत्वारिंशत् घण्टा आम् चत्वारिंशत् घण्टानि अहं स्वीकरोमि प्रतिदिनं चत्वारि घण्टाः अहं पठामि पठनार्थं दश दिनानि यावत् आवश्यकं भवति अनन्तरं देवी पारायणम् इत्यादिकं पठामि प्रतिदिनम् एकवारं पठितुं शक्यते मया